मम भ्राता तु पि हेच् डि अपि कृतवान् सः ऐ ऐ टि मुम्बैतः सः पठितवान् सः रीसर्च् तु ट्रिपल् ऐ टि हैद्राबादमध्ये कृतवान् मम पुत्रः अपि इदानीं दशमः कक्षां पा पठितवान् पट् पठन् अस्ति सः अपि स्नातकं स्नातकोत्तरं पि एच् डि अपि कर्तुमिच्छति वयमपि प्रोत्साहनम् दद्मः किमर्थञ्चेत् अधिकं ज्ञातुं चेत् वयं ज्ञानम् अधिकं प्राप्नुवन्तः अतः शिक्षां परिपूर्णं कर्तुं वयं यता यतामहे यतामहे वयं सर्वे अपि शिक्षणम् एकं जीवितम् आजीवनपर्यन्तं कर्तुं प्रयत्नं कुर्मः नो चेत् अस्माकं ज्ञानं तु तत्रैव स्थगितं भवति अतः ज्ञानम् अभिवृद्धिं कर्तुं ज्ञानाभिवृद्धिं कर्तुं वयम् यत्नं कुर्मः अस् अतः वयम् अस्माकं पुत्रान् पुत्रम् अपि स्नातकं स्नातकोत्तरं पि हेच् डी अपि कर्तुं प्रोत्साहनं दद्मः